किं जातमिति चेत् एकस्मिन् दिवसे अहं देवालये देवालयस्य एकस्मिन् कोणे उपविष्टः अभवं तदानीम् अहं गीतभ्यासं कुर्वन् अभवम् तदा एका लघ्वी बालिका मम सविधे आगत्य उपविष्टा आसीत् अहं तु गीतभ्यासं कुर्वन् अभवम् अतः मया न ज्ञातं यत् कश्चन वा क कश्चन बालिका मम पार्श्वे आगत्य उपविष्टा अस्ति इति अहं तु नेत्राणि निमील्य नम नेत्राणि निमील्य गीतभ्यासं कुर्वन्नभवम् एवं च मम ध्यानं तत्रैव आसीत् नाम गीते एव आसीत् अहम् रामचन्द्ररघुवीरः रामचन्द्ररणधीरः इदं गीतं गायनभवं तदानीं सा बालिका मम पार्श्वे उपविष्टा जाता अनन्तरं यदा मया नेत्राणाम् उद्घाटनं कृतं नाम नेत्रयोः उद्घाटनं कृतं तदानीं मया दृष्टं यत् सा लघ्वी बालिका मम पार्श्वे एव उपविष्टा अस्ति इति एवञ्च मया दृष्टं ताम् सा मां दृष्टवती अनन्तरं सा एवं दृष्ट्वा उक्तवती भवतः नाम किम् इति मया उक्तं मम नाम एवम् अस्ति इति अनन्तरं सा उक्तवती भवान् बहु समीचीनं गायति गायति इति तदानीं यदा सा एवम् उक्तवती तदानीं मम हृदये सम्यक् अनुभवः जातः अतः इदमेव इष्टम् इदमेव इष्टा घटना वर्तते मम कृते इति